मम ग्रामे इति सामान्य शैत्यस्य तु चिकित्सा इति पश्यामः चेत् सामन्यतया आच्छादनस्य उपयोगं कुर्वन्ति तत् प्राधान्यं भवति तद् अनन्तरं यदि किञ्चित् कासः पीनसः इत्यादिकं तत्र भवन्ति किञ्चित् उष्णसहितं पानस्य निर्माणं कृत्वा ते यच्छन्ति तत्रैव लशुनं कृष्णमरीचिका अनन्तरं शुण्ठिः अनन्तरं जीरकम् इत्यादिकम् उपयुज्य किञ्चित् उष्णीकृत्य कषायमेव ते प्रायशः यच्छन्ति अनन्तरं यवाग्वाः निर्माणं कृत्वा तत्रपि किञ्चित् लशुनं शुण्ठिः इत्यादिकं योजयित्वा किञ्चित् जीर्णम् जीर्णं निमित्तं बहु सम्यक् भवति इति तादृशाः उपाचाराः प्रायशः कुर्वन्ति ते सर्वेऽपि लोकप्रियमेव भवन्ति यतः तद् खादनेन तेन अस्माकं बहु लाभः भवति तस्मिन् समयेव अस्माकं पाकविधेऽपि किञ्चित् परिवर्तनम् आनयन्ति तदनुगुणमेव सारस्य निर्माणम् इत्यादिकं कृत्वा ते यच्छन्ति